मम राज्ये गिरिजनानां नम ट्रैबल्स् कला तेषां कलाप्रकाराः कः अस्ति नाम एतावता ते स्यूतेन वस्त्रं निर्माणं कुर्वन्ति स्म प्राक् इदानीमपि तस्य प्रयोगः क्रियते तस्य संरक्षणञ्च कथं क्रियते इति चेत् इदानिमपि केचन मम ग्रामे नाम उत्तरकर्नाटकप्रदेशे तत्र गिरिजनाः केचन सन्ति ते गीरौ किं किं लभ्यते तदेव स्वीकृत्य तेषाम् आहारव्यवस्था तेषां वस्त्रव्यवस्था तेषां जलव्यवस्था इत्यादिकं संरक्षणं ते तत्रैव कुर्वन्ति इदानीं यत् जगत् अग्रे अनुवर्तितम् अस्ति तस्य उपयोगः एव ते नैव कुर्वन्ति इति विशेषः